अन्नदानं परं दानं विद्याधा विद्यादानं ततः परम् अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति गतानुगतिको लोकः न लोकः पारवार्थितः गङ्गासैकतलिङ्गेन नष्टं मे ताम्रभाजनम् इति सुभाषितानि आयुः कर्म च वित्तञ्च इत्यादि सुभाषितानि अपि वर्तन्ते चम्पूरामायणम् इत्येवं रूपेण गद्यचम्पू विद्यमानं ग्रन्थम् अपि वर्तते अधिकेन सुभाषितानि तावत् अधिकानि संस्कृतभाषायां दृश्यन्ते सर्वत्र शास्त्रेषु वा ग्रन्थेषु वा महामहाकव्यानि वर्तन्ते महानाटकानि च पञ्च वर्तन्ते तत्र सर्वत्रापि कथा वा तस्य वर्णनं वा इत्यादिकं सर्वमपि श्लोकरूपेणैव वर्तते